चतुष्षष्टिः कलासु काश्चन बाह्यकला इति नाम्ना प्रसिद्धाः तत्र काष्ठकादिकला स्थापत्यकला आभूषणकला नाट्यकला सङ्गीतकला नृत्यकला इत्यादीनां समावेशः तासु कलासु अन्यतमा भवति शिल्पशास्त्रकला शास्त्रेस्मिन् मूर्तिकला एवं च वास्तुशास्त्रविहितदुर्गा कला मन्दिरं निर्माणकला इत्यादिप्रसिद्धाः तत्र अपरिचितपृच्छः इति मुख्यप्रमाणग्रन्थः इति मन्यते भुवनदेवाचार्याणां ग्रन्थोयं पश्चिमविश्वकर्मणः एव पुत्रः इति प्रसिद्धमेव इशानगुरुदेव पद्धतिः इति अपरः ग्रन्थः कामिकागमः करणागमः मयमतं परिमण्डल रहि रतिरहस्यं कन्दर्पचूरणा चूरणामणि इत्यादयः प्रसिद्धाः ग्रन्थाः शिल्पशास्त्रे विहिताः